आम् अहम् आयुर्वेदमहाविद्यालये पाठयामि तेन कारणेन बहुवारं सभायां दूरस्थेन मम वा वीडियो कान्फ़रेन्सिङ्ग् माध्यमेन का एवं माध्यमेन भागं स्वीकरोमि

स्वीकुर्मः एवं यदि वीडियो कान्फ़रेन्सिक् माध्यं माध्यमेन भागं ग्रहणं कुर्मः तर्हि तस्मिन् एकः डिफ़्रेन्स् अस्ति कारणं वीडियो कान्फ़रेन्सिङ्ग् कान्फ़्रेन्सिङ्ग् माध्यमेन वयम् अस्माकं विचारः सम्यग्रूपेण ये श्रोतारः सन्ति तेषां मनसि सम्यग्रूपेण वा सम्यग्रूपेण न कर्तुं शक्नुमः एतत् मह्यं न रोचते आं परन्तु वीडियो कान्फ़ेरेन्सिङ्ग् माध्यमेन वयं फ़ास्ट् यदि अस्माकं समीपे समये न अस्ति समयस्य अभावः अस्ति तर्हि वयं दूरस्थेन माध्यमेन वा वीडियो कान्फ़्रेन्सिङ्ग् माध्यमेन अस्माकं जनानां साक्षात् दर्शय दर्शयितुं वार्तालापं वा किमपि अस्माकं मेसेज् दातुं शक्नुमः